योगशिक्षणार्थम् अहम् अन्तर्जालवाहिनीं न अनुसरामि यतः योगाकक्षा एव अस्ति अस्माकं प्रदेशे तान् कक्षां गत्वा एव अहं योगाभ्यासं करोमि अनन्तरं ये योगाभ्यासम् आरम्भे कुर्वन्ति तेषां किञ्चित् पादवेदना कटिवेदना पादवेदना उदरवेदना एतादृशं सर्वं भवतितुमर्हति किन्तु मन्दं यथा ते पठन्तः गच्छन्ति तदनन्तरं तानि कष्टानि न भवन्ति सुलभतया एव ते कर्तुं शक्नुवन्ति तदनन्तरं ये स्थूलाः भवन्ति ते किञ्चित् मन्दरीत्या योगाभ्यासः तैः करणीयः भवति तदनन्तरं ते अपि सरलतया एव योगाभ्यासं कर्तुं शक्नुवन्ति